सामान्यतया चित्रकलायाः प्रारम्भे पूर्वं वृत्तं पुष्पम् एवं च दण्डः इत्यादि अङ्कनस्य कृते तस्य शिक्षकः दीयते परन्तु शिशुः तत् अङ्कनं कर्तुं न शक्नोति कारणं शिशुः प्रयासं कर्तुं न इच्छति यदि शिशुः निरन्तरं प्रयासं करोति तर्हि सः अवश्यम् एव सफलः भविष्यति कारणं स प्रयासेन किं न लभ्यते ताः प्रयासं कर्तुं न इच्छन्ति एतत् कारणेन सः किमपि कर्तुं न शक्नोति कालक्रमेण सः यदि प्रयासं करोति तर्हि सः अवश्यम् एव उत्तमः अङ्कन्शिल्पिः भवितुमर्हन्ति ए एतस्य कृते सः दूरवाणीम् एवं च अन्तर्जालस्य सहायतया अपि सङ्ग्रहणं कर्तुं शक्नोति